अधुनातनकाले केषां नास्ति विज्ञानस्य तन्त्रज्ञानस्य च मोहः एवं च नाहं तस्मात् भिन्नः मोहस्तु सुतराम् अस्त्येव अद्य लोके अनयोर्ज्ञानम् अनिवार्यं सञ्जातं यद्यपि कार्यकारनिरूपणमूलं विज्ञानं तन्मूलं तन्त्रम् अनयोः फलरूपं यन्त्रं भवति सर्वं यन्त्रमयं जातमधुना इति तज्ज्ञानं सामान्यानामपि अनिवार्यमेव आधुनिकं विज्ञानं नित्यं नावीन्येन विकसति प्रकाशयति च तादृशविकासप्रकाशरूपेण मोबैल् टि वि इत्यादिनारभ्य राकेट् सैन्स् इति व्यवह्रियमाणं यद्वर्तते तत्पर्यन्तं तादृशविज्ञानस्य वैशिष्ट्यं वयम् उत्पश्यामः तत् विज्ञानस्य व्याप्तिः अद्य सञ्जाता न तावन्मात्रं मानवः यथा यन्त्रप्रधानो अभवत् तथा यन्त्रमानवस्याप्याविर्भावो अद्य सञ्जात इति तेन साकं मानवानां स्पर्धा अभवत् इदञ्च आश्चर्यं जनयति आधुनिकं विज्ञानम्